सुरेशः अहं त्रिशूरतः ओट्टपालं पर्यन्तं यात्रायै केब् बुक् कर्तुम् इच्छामि यात्रिकः मम पिता भविष्यति त्रिशूर् वेस्ट् फ़ोट् मध्ये वेनिविहार् इत्यत्र सः भविष्यति ततः पिक् पिकप् कर्तव्यं पुनः अत्र ओट्टपालम् आनेतव्यम्